हरिः ओं महोदय नमस्ते हा नमस्ते महोदय नमस्ते मम नाम श्रीहरिः इति अहं तीर्थहल्लीतः अत्र कार्यार्थम् आगच्छन् अस्मि अत्र भवद्भिस्सनिधौ कार्यमेकम् अस्ति इति अहं पेपर्मध्ये हा हा हा पेपर्मध्ये हा हा हा हा सत्यं महोदय सत्यम् हा त पेपर्मध्ये अहं दृष्ट्वा अत्र आगतवानस्मि हा महोदय अत्र मम हर् हा वस्तु वद वदतु महोदय माम् हा हा हा हा हा हा हा हा

अहं तु उडुप् उडुपि तथा च शृङ्गेर्यौ अहं एम् ए संस्कृते संस्कृते एम् ए तथा च बि एड् समाप्तं म् मया समाप्तं महोदय हा पदवीं प्राप्तवानहम् बि एड् अपि जातं तथा च एम् ए पदवी अपि सम्पूर्णा जाता तत्कारणात् अहं हा हा कार्यार्थम् अत्रैव अ दूरवाणीमध्ये अहमस्मि महोदय हा हा हा महो महोदय महोदय क्षम्यतां तत्र कार्यः तथा च प्रातःकालतः सायं परितं कति वादनतः कति वादनपर्यन्तम् अहं तत्रैव कार्यं करणीयमिति वक्तुं शक्यते वा हा

हा हा हा

हा हा हा

तत्र भोजनव्यवस्था किञ्चिदपि ह भविष्यति वा ह मम कृते किमर्थं चेत् अहम् हा हा हा हा समीचीनं महोदय समीचीनम् हा हा

हा महोदय हा एकमासापर्यन्तं चेत् कति रूप्यकाणि ह कति रूप्यकाणि शिक्षकाणां कृते महोदय विंशतिरूप्यकाणि ह अस्तु अस्तु समीचीनं महोदय समीचीनं तथा च ड्रेस्कोड् भवति वा तत्र शिक्षकाणां कृते हा हा

तदेव हा भवति अस्तु अस्तु महोदय तथा च वातावरणं कथमस्ति तत्र कोप्पामध्ये आयुर्वेद कालेज्मध्ये वातावरणं कथमस्ति

तत्र वाहन वाहनक्लेशः भविष्यति वा तत्र वाहनानां ध्वनिवर्धकाणाम् हा हा हा

हा हा हा हा हा अस्तु अस्तु समीचीनं महोदय बहु सन्तोषः जातः वार्तालापं कृते बहु सन्तोषः जातः महोदय अस्तु अभवत् इति अहम् आ मन्ये अ हा म महोदय महोदय कदा आगन् भवान् वदतु महोदय कदा आगन्तव्यम् इति अग्रिमसप्ताहे अस्तु अस्तु महोदय तत्र नवरात्र्युत्सवः भविष्यति तथा च हा उत्सवनन्तरे अहमागमिष्यामि हा उत उत्सवानन्तरम् अहम् आगमिष्यामि महोदय ह धन्यवादः धन्यवादः हा धन्यवादः महोदय धन्यवादः हा अस्तु अस्तु महोदय धन्यवादाः